मम प्रदेशे रक्तफलं पुष्टशाकं वृन्ताकं पलाण्डुः इत्यादीनि पदार्थाणि कृषिकार्येषु उपयोगं कुर्वन्ति आधुनिककाले कलिङ्गफलम् अथीव प्रसिद्धं भवति कुतः इत्युक्ते एतत् ऋतौ तस्य अवकाशः अतीव भवति कुतः इति चेत् उष्णम् अतीव भवति इति कारणात् शीतलम् आवश्यकं भवति अतः आधुनिककाले कलिङ्गफलम् इत्यादीनि फलानि कृशनं कुर्वन्ति